शास्त्रेषु बहवः ग्रन्थाः सन्ति यस्मिन् ये जनाः संस्कृतं वदन्ति तेषां व्यक्तित्वं स्वतः एव शुद्धं भवति तथा तेषां यथा व्यक्तित्वं जीवने भवति तथैव वाण्या अपि भवति यथा वेदेऽपि दृश्यते सङ्घटनस्य भावना यथा सङ्गछध्वं संवदध्वं सं वो मनांसि जानतां देवा भागं यथा पूर्वे सञ्जनानाम् उपासते